हरिः ओम् हा अहं श्रीजा वदन्ती अस्मि अहम् अद्य शृङ्गगिरौ प्राप्तवती मम साकं मम सख्याः आगताः सो अस्माकं वासव्यवस्था कुत्र भविष् कुत्र भवितुं शक्यते वासव्यवस्था कथं कर्तुं शक्यते प्रक्रिया किम् अस्ति अस्तु वयं भ्रमणार्थम् इच्छामः कथं यानव्यवस्था किम् अस्ति कुत्र कुत्र गन्तुं शक्नुमः अस्तु धन्यवादः